हरिः ओम् नमस्ते नमस्ते आगच्छतु आगच्छतु हा उपविशतु किम् अभवत् किम् अभवत् आरोग्यम् इत्युक्ते कथम् हा हा हा हा इत्युक्ते भवत्याः निद्रा निद्रा सम्यक् आगच्छति वा रात्रौ बुभुक्षा कथं भवति

नैव बुभुक्षा कथं भवति भवत्याः कृते बुभुक्षापि सम्यक् भवति वा न रोचते वा

हा हा हा हा

गृहे सर्वैः सह सम्यक् एव सम्भाषणं करोति वा तेषां

हा हा किमर्थं तर्हि नैव नैव भवती तद् ता तं विषयं जानाति किल भवती ते सर्वे अपि मम मा मम कारणात् ते सर्वे अपि कष्टम् अनुभवन्ति इति भवती चिन्तितवती चिन्तयति इत्युक्ते भवती अपि सम्यगेव चिन्तनं भवति खलु तत्र मानसिकस्थितिः सम्यगेव अस्ति अन्येषामपि विषये अपि चिन्तनं कुर्वन् अस्ति कुर्वती अस्ति किल भवती तद् भवती भवती दूरदर्शनं दूरवाण्याम् अधिकं समयं यापयति वा आ हा इतोपि भवत्याः भवत्याः भवत्याः आरोग्यं दारावा तत्र दूरदर्शने एव अस्ति यदि भवती दूरदर्शनं दूरदर्शनं किमर्थम् अस्माकं एन्टर्टैन् निमित्तं भवेत् तत्र अस्माकं दुःखं निमित्तं न भवेत् दूरदर्शनम् अनन्तरं तत्र दूरदर्शनमपि किञ्चित् दूरं करोतु अनन्तरं दूरवाणीमपि तत्र वाट्साप् इत्यादि सर्वम् अस्ति किल ब अहं मन्ये भवत्याः वाट्साप् मध्ये यद् किमपि वार्ता यद् कापि वार्ता आगच्छति तस्याम् उपरि एव भवत्याः चिन्ता भवति तत्र वाट्सप् वाट्सप् दूरं करोतु फ़ेस्बुक् इत्यादि ट्विटर् फ़े फ़ेस्बुक् एवम् अस्माकम् इदानींतनकाले मानसिकपरिवर्तनं केवलम् अस्माकम् एवमेव ए एतस्मिन् विषये एव भवन्ति अधिकाधिकतया सोशियल् मीडिया अस्ति किल तत्तु पू अस्तु हा तदपि सत्यमेव खलु परन्तु एकं करोतु भवती इदानीन्तनकाले किम् अभवत् इत्युक्ते योगः इति अस्ति किल श्वासक्रिया एतद् अभ्यासं करोतु किञ्चित् मानसिकपरिवर्तनं तत्र आगच्छति योगाभ्यासं आस् अस्ति हा अस्ति अस्ति अस्ति अस्ति अत्र गिरिनगरे विवेकानन्दयोगकेन्द्रम् इति अस्ति तत्र गच्छतु तत्र महोदयः अस् भवति सम्यक् पाठयति योगं सम्यक् भवति

हा निश्चयेन औषधं विहाय योगः एव सम्यक् आरोग्याय तत्र औषधं केवलम् एवमेव भवति परन्तु योगः तु तत्र मानसिकं मरि अनन्तरं शारीरिकं द्वयमपि तत्र वृद्धिर्भवति अस्तु हा यदि अद्यारभ्य प्रारम्भं करोतु भवान् भवती योगाभ्यासं आ स्वागतं स्वागतं नमो नमः